पूर्वतनकाले पुरुषाणां महिलानां पात्राणि किञ्चित् भिन्नमस्ति भेदः अपि अस्ति किन्तु इदानीन्तनकाले द्वावपि द्वावपि सर्वाणि कार्याणि कुर्वन्ति किमर्थं महिलाः अपि बहिः गन् गत्वा कार्याणि कुर्वन्ति अतः गृहकार्यं द्वावपि करोति चेदेव शक्नोति गृहकार्याणि समाप्तिं कर्तुं शक्नोति समापयितुम् अतः सर्वैः सर्वाणि कार्याणि क्रियन्ते इदानीं भेदः किञ्चित् भवति किन्तु गृहविषये सर्वाः सर्वे पुरुषाः सम्यगेव महिलाः इव कर्तुं न शक्नुवन्ति अतः किञ्चित् भेदः वर्तते किन्तु प्रचलन्ति तथा एव प्रचलन्ति किमर्थं महिलापि बहिः गच्छति कार्यं करोति अतः गृहम् आगत्य श्रान्ता अपि भवति पुनः सर्वं कार्यं कर्तुं न शक्नोति अतः पुरुषः अपि सहाय्यं करणीयम् इति इति अहं चिन्तयामि